योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि पतञ्जलिना दत्तम् एकम् उपहारमस्ति भारतस्य कृते योगम् अहं प्रतिदिनं योगं करोमि

योगेन दैहिकारोग्यं प्राप्तवती पूर्वं यत् समस्या आसीत् मम आरोग्ये तत् इदानीं सम्यक् जातम् दैहिकारोग्यं प्राप्तवती तत्तु सत्यं परन्तु मानसिकया तु अहं शान्तिः लब्धा योगाभ्यासेन अहं यदा अभ्यासङ्करोमि मम अभ्यासं करोमि तदा एकाग्रता मम कृते आगच्छति तथा च येन केनापि किञ्चित् उच्चैः स्वरेण वार्तालापं करोति स्म तेन मम कृते कोपः आगच्छति स्म तत् इदानीं शनैः शनैः न्यूनं जातं तेन योगाभ्यासेनेव एतद् जातम् सूर्यनमस्कारः किं क क्रियते चेदेव अनेकाः लाभाः भवन्ति अहम् इदानीं प्रतिदिनं नित्यं योगं करोमि अतः एतावत् परिणामम् आगतम् अतः सर्वैरपि योगाभ्यासं करणीयम्